देवतास्वरूपम् उपपादयितुं बह्व्यः श्रुतयः वर्तन्ते बहूनि श्रुतिवाक्यानि यत्र दृश्यन्ते तत्र देवताधिकरणे तस्य निर्णयः क्रियते इति देवतानां स्वरूपं किम् इति मीमांसकानां मते तु अक्षरात्मकाः एव देवाः देवताः वा यथा इकारोत्तरवृत्तिः नकारः नकारोत्तरवृत्तिः दकारः दकारोत्तरवृत्तिरेफः रेफोत्तरवृत्तिः अकारः तदुत्तरं विसर्गः एव इन्द्रः इति पदकात् इति पदने पदेन उच्यते सः एव इन्द्रः तत्र शब्देषु एव इन्द्रबुद्धिः देवता इति बुद्धिः क्रियते देवताधिकरणे तेषाम् अधिकारः अस्ति न वा इति विचारः ब्रह्मसूत्रभाष्ये निरूपितः तत्र एतेषां देवतानां कः अधिकारः अस्ति न वा यागादिषु इति प्रश्नः क्रियते तदा सति उच्यते एतेषां सामर्थ्याभावात् देवतानां स्वरूपाभावात् एव तेषाम् अधिकारः नास्ति इति अतः देवतानिर्णयः देवता स्वरूपनिर्णयः तस्मिन् अधिकरणे कृतः मम शाखा वर्तते माध्यंदिनी शाखा इति सा च शुक्लयजुः शुक्लयजुर्वेदान्तर्गता वर्तते तत्र मुख्यदेवतात्वेन अग्निः स्वीक्रियते अग्निरेव तत्र मुख्यदेवता देवतारूपेण वर्तते